यत्र यत्र प्रान्तीय भाषा भा भाषे संस्कृतस्य मूलं वर्तते तत्र भाषा प्रान्तीयभाषा क् संस्कृतभाषा अनुरूपेण एवं भवति यत्र यत्र प्रान्तीयभाषायाम् संस्कृतभाषायाः किञ्चित् च् स् पूर्णं क ग्रहणं न भविष्यति तत्र कः अस्माभिः किञ्चित् व्यत्यासः अस्माभिः अनुभूयते संस्कृतभाषायां अल्पप्राणः माहाप्राणः इत्यादीनि बहु सूक्ष्मतया वर्तन्ते तत्तू तमिलादिभाषा भाषासु भाषा भाषासु न वर्तन्ते अत एव तत्र तमिल्भाषा प फ ब भ इति क्लेशेनैव ते एकं वक्तुं शक्यन्ते यत्तु तद् तदपेक्षया तेलुगू इत्यादि भाषा भा भाषासु अल्पप् यत्र प अल्पप्राणाः महापाणाः तेषां व्याकरणे अपि क सम्यक्तया वर्तते तत्र सं संस्कृतं उच्चारणं सुलभतया भविष्यति अत एव यद्यपि का का संस्कृतं ह तु स संस्कृतं तु बहु माता क सर्वभाषा भाषा भाषा माता प्रान्तीयभाषाः भा भाषा तु तत् सर्वं स्वीकृत्य भविष्यति त तदा सामि बाग एव स्वीकुत्य विक् क् तस्य विस्तारः भवति अत एव ये तत्तु काः व्यत्यासाः अस्माभिः दृश्यन्ते